प्राणिनस्तु सर्वेपि रोचन्ते एव गृहेपि पशवः सन्ति केचन रोचन्ते न रोचते इति वक्तुं विशिष्य कारणं किमपि नास्ति तथापि अस्माकं गृहे अस्माकं भारतीयपशवः बहु रोचन्ते तदपेक्षया भारतीयपशवः एव किमर्थं रोचन्ते इत्यत्र विशिष्य किञ्चित् कारणमस्ति किं नाम ते बहु दृढाः भवन्ति तत्र तावत् जर्सि इत्यादि पशवः तेभ्यः सूचिकया अर्थात् इञ्जक्शन् दत्वा आनीतं भवति अतः यद्यपि सर्वदा क्षीरं यच्छन्ति तथापि तेषां चिकित्सादिकम् अधिकं कर्तव्यं भवति यः कोपि रोगः भवतु तेभ्यः शीघ्रं शीघ्रमेव आगच्छति एवं श्वानः अपि अधुना आ आधुनिककाले श्वानः भारतीयस्य अथवा पूर्वतनीयः श्वानः न प्राप्यते सर्वमपि नूतनतया उत्पादितं भवति यैः यदपेक्षितं तम् अंशं भिन्नभिन्नश्वानात् स्वीकृत्य मनुष्यैः एव तस्य उत्पादनं क्रियते इति कृत्वा श्वानाः श्वानाः अपि दृढाः केपि अधुना न सन्ति तस्मात् प्रकृतितः ये पशवः सम्यक् सन्ति ते मया अधिकं रोचन्ते